रामायणं वस्तुतः आदिकाव्यम् इति उच्यते तस्य कविः आदिकविः इति उच्यते आदिकाव्यम् इति कारणतः अनन्तरम् आगतानि सर्वाणि काव्यानि अपि रामायणम् अवलम्ब्य रचितानि रामायणस् रामायणे काव्यलक्षणानि ये सर्वाणि अपि निरूपितानि सन्ति रामायणे सप्तकाण्डानि सन्ति चतुस् चतुर्विंशतिसहस्रं श्लोकाः सन्ति अनन्तरं रामायणस्य स्वरूपविषये चिन्तयामः चेत् रामायणे विद्यमानाः जीवनादर्शाः ज जपतपादिविषये विद्यमाना श्रद्धा सर्वेषामपि जीवनचक्रं जीवनस्थितिः तावदेव न अयोध्यातः श्रीलङ्कापर्यन्तं विद्यमानं भौतिकं चित्रणं तत्रत्य वनस्पतीनां चित्रणं वानराणां मनुष्याणां राज्ञां तथैव राक्षसाणामपि जीवनं कीदृशं भवति इति ज्ञातव्यं चेत् एकमेव रामायणं पर्याप्तम् कश्चन श्लोकः एवं विद्यते यावत् स्थास्यन्ति गिरयः सरितश्च महीतले तावद् रामायणीकथा लोकेषु प्रचरिष्यतीति अयम् एकः एव श्लोकः पर्याप्तः रामायणस्य वैशिष्ट्यं वा महत्त्वं वा वक्तुम्